मम क्षेत्रे उद्योगक्षेत्राणि सन्ति कार्मिकक्षेत्राणि चापि सन्ति तत्र रीको सीतापुरा इति मम पार्श्वे स्थितः अस्ति यत्र जनास्तु अधिकाः सन्ति परन्तु वृत्तेः अवसराः अल्पीयान् च सन्ति यतः सर्वेभ्यः जनेभ्यः आवश्यकतानुगुणं कार्यं न मिलति तेन तेषां कृते धनमपि पर्याप्तं न भवति अनन्तरं कार्मिकक्षेत्राणि यत्र सन्ति यथा जेन्पेक्ट् इत्यादीनि कार्यालयाः यत्र स्थापितानि सन्ति तत्र कार्यालयीयसमये बहु आवागमनं भवति बालकानां विद्यालयं प्रति तदेव गमनस्य कालात् अत्यन्तक्लेशो जायते